अस्माकं प्रदेशे सांस्कृतिकक्रीडाः भवन्ति सांस्कृतिकक्रीडाः बहुक्रीडाः अत्र चलन्ति अतः स कोक्को इति भवति तत्र सप्ताधिकाः जनाः उपविश्य एकः अथवा द्वौ वा तत्र परिभ्रमन्ति एतेषां तत्र तेषाम् अपि ग्रहणार्थम् अपि ते ते स्वीकुर्वन्ति तथा कोक्को इति भवति एवं लगोरि इति एका क्रीडा भवति तत्रापि जनाः कन्दुकेन क्रीडन्ति तत्र शिलानां स्थापनं कृत्वा एकैकस्य कन्दुकस्य परिभ्रमणं भवति कन्दुकः यदि शिलानां ताडनं भवति शिलानां यदि भूमौ उपरि पतति तदा समये सर्वेषामपि अत्र धावनं भवति यः यः कोऽपि कन्दुकेन स्पर्शं भवति स्पृष्टः भवति सः तत्र औट् इत्यादिकं भवति एवं बहुक्रीडाः तत्र सन्ति